मम प्रदेशस्य नाम अहं श्रीपूर्णबोधविद्यापीठम् इति विद्यापीठे वसामि अत्र सांस्कृतिकक्रीडाः नाम वयं तु छात्राणां कृते अत्र क्रीडानुरूपेणैव अनेकां स्पर्धां कुर्मः तत् भाषणं भवति आशुभाषणं भवति एवं मूकाभिनयः भवति एवं रसप्रश्नादिकं भवति तत्र एकैका अपि स्पर्धा वयं छात्रैः क्रीडनरित्या तान् क्रीडामः इति तेषु छात्रेषु अपि एतादृश स्पर्धासु स्पर्धासु विशिष्टा आसक्तिर्भूत्वा